अहं फ़्लिप्कार्ट् द्वारा एकमासात् पूर्वं आयार् काटार् स्वीकृतवान् तदर्थं पञ्चशतरूप्यकाणि दत्तवान् किन्तु धनस्स मूल्यानुगुणं समीचीनं न वर्तते बहु शीघ्रमेव भग्नं जातं एवं च तस्य लोहस्स गुणवत्ता सम्यक् नास्ति प्रायः उपयुक्तम् एव अहं प्राप्तवान् इति भावयामि तदर्थं एतत् क्रयनयोग्यं नास्ति इति मम अभिप्रायः